स्थानीयविद्यालयेषु प्रवेशस्य प्रक्रिया आन्लैन् फ़ाम् स्थापयित्वा भवति आफ़्लैन् मध्ये फ़ार्म् पूरयित्वा भवति तत्र दशमकक्षायाम् अङ्कसूची आधार् कार्ड् रेशन् कार्ड् अपि दातव्यम् अस्ति शुल्कम् अस्ति सर्कारी होस्टेल् मध्ये प्रवर्गस्य कृते न्यूनता न्यूनता अस्ति अन्यत् अन्य बहु अस्ति तर्हि शुल्कं न्यूनं न्यूनं तत् वा बहवः एतावत् अस्ति एतावत् सन्ति स्थानीयविद्यालयेषु प्रवेशप्रक्रिया बहु सा सम्यग्रीत्या अभवत् तत्र किं कियदपि किञ्चिदपि किञ्चितपि